मया कदापि सजीवं सजीवव्यक्तिम् आधृत्य कदापि चित्रं न कृतवती अन्यथा अन्यत् कृतं मया परिसरविषये परिसरं द्रष्टुं दृष्ट्वा कृतवती परन्तु सजीवं सजीवव्यक्तिम् आधृत्य कदापि चित्रं न कृतवती अपि तु फ़ोन् मध्ये दृष्ट्वा चित्रितवती तत्र तु अनुभवः सम्यक् भवति मम कृते बहु रोचते चित्रणं नाम अधुना तु अहम् अभ्यासम् अभ्यासनं कुर्वन्ती अस्मि सजीवव्यक्तिम् आधृत्य चित्रणं चित्रं कर्तुं तत्र कष्टं किमपि नास्ति किमर्थं नाम तद् मम कृते बहु रोचते तस्मात् तत्र किमपि कष्टं नास्ति कदाचित् अभ्यासनसमये कष्टं स्यात् परन्तु मम कृते बहु रोचते इति तत् कष्टम् अपगच्छति बहु सम्यग्भवति अहमपि मम आशास्ति सजीवव्यक्तिम् आधृत्य चित्रं कर्तव्यमिति स्यादग्रे भविष्यति अनुभवः अपि सम्यग्भवतु इति मम आशा